भारतस्य विशिष्टाः सांस्कृतिकपरम्पराः काः इति अस्ति प्रश्नः संस्कृतक्षेत्रे कार्यं करोमि विशिष्य तत्र वेदान्त विषये अध्ययनम् अध्ययनम् अध्यापनादिकं करोमि इति हेतोः एव अथवा मम परिचयहेतुना तत्र अवश्यं संस्कृत परम्परामेव मुख्यां भारतस्य विशिष्टा विशिष्टां सांस्कृतिकपरम्परां मन्ये अत्र अस्माकं परम्परायाः मुख्य ध्वजस्तम्भरूपेण वक्तुं शक्यते वसुधैवकुटुम्बकम् इति अस्माकम् वसुधैवकुटुम्बकम् इति अस्माकं चिन्तनं कृतिस्थम् अस्माकं राष्ट्रस्य कृतिस्तम्भरूपेण एतत् चिन्तनं सर्वदा प्रचलति च अवश्यं सा एव परम्परा सा एव विशेषः तदेव चिन्तनं विश्वस्य इतर देशेषु अस्माकं परम्पराम् अथवा अस्माकं संस्कृतिं प्रति जनानाम् आस्थां वर्धयितुं अस्मासु जनानां इतरदेशीयजनानां विश्वासं वर्धयितुं च मुख्यहेतुः एषः एषः विचारः भवति इति चिन्तयामि इतरे यथा सामान्यजनाः यथा साम स्वकीयं कार्यं मुख्यतया प्रमुखतया चिन्तयन्ति तत्र भारतीयाः ये विशिष्य ये संस्कृतशास्त्रादीनाम् अध्ययनं कृतवन्तः तत्र तत्रापि विशिष्य ये दर्शनस्य तत्र च वेदान्तदर्शनस्य वा अध्ययनं कृतवन्तः ते अवश्यं आत्मवत् इतरानपि पश्यति पश्यन्ति तस्मात् आत्मवत् सर्वभूतेषु ये प दर्शनं कुर्वन्ति ये अनुभवं कुर्वन्ति ये साक्षात्कारं कुर्वन्ति ते एव भारतीयाः ते ए एवमेव इतरे इतरेभ्यः जनेभ्यः भिद्यते भिद्यन्ते च एतद्विषये तावदेव इदानीम् वक्तुम् अस्ति